हलो हलो गिरीशः खलु

तत्र भवतां गृहे कश्चित् कार्यक्रमः अथवा भवान् कञ्चित् कार्यक्रममायोजयितुमिच्छतीति वार्ता प्राप्ता आसीत् तद्वारा दू दूरवाणीं कुर्वन्नस्मि दृश्य इवेण्ट् प्लानर्स् प्लानर्स्तः एवं दूरवाणी आगता अस्ति भवतः कृते अतः ततः सम्भाषणं करोमि दृश्य इवेण्ट् प्लानर्स्तः सम्भाषणं करोमि वस् वस्तुतः कः कार्यक्रमः प्रचलति कति जनाः भवन्ति कति जन अस्तु तर्हि सहस्रजनानां कृते भोजनव्यवस्था तथा च तेषां कृते एव वासव्यवस्था सहस्रजनाङ्कृतेपि अपेक्षितं वा अथवा दूराद् ये आगच्छन्ति तेषां कृते केवलं वा अस्तु अस्तु तर्हि यानस्य व्यवस्था अस्तु अपि च भोजन भोजनार्थ व्यवस्थायाः कृते पृच्छामि तद् मध्याह्न माध्याह्निकं भोजनं कल्पनीयं वा अथवा रात्रौ वा भोजनं नाम कार्यक्रमः कदा अस्ति अपराह्णे प्रातःकाले तर्हि वारद्वयस्य भोजनस्य व्यवस्था कारणीया प्रातःकालीन उपाहारस्य तथा माध्याह्निकभोजनस्य उपाहारकाले उपाहारकाले कियन्तः भवन्ति पञ्चशतं नाम दूराद् ये आगच्छन्ति ते पञ्चशतं जनाः वा अस्तु अस्तु तर्हि एवमस्ति वासव्यवस्थादिकं पश्यामश्चेद् तत्र श्रीनिवास होटेल्स् इति अस्ति तत्र वयं व्यवस्थां कल्पयामः पञ्चशतं जनाः सन्ति इति कारणात् प्रायः श्रीनिवास होटेल् मध्ये शतं जनानां वासव्यवस्थां कारितुं शक्नुमः अनन्तरं समीपे एव तिरुपति इति अस्ति खलु तिरुपति डिलेक्स् रूम्स् इति अस्ति खलु तत्र वयम् इतोपि द्विशतं जनानां प्रायः कारयितुं शक्नुमः पुनः किञ्चि केषाञ्चन तावत् इतोपि ततः पञ्चशतं मीटर् अग्रे एक् इतोपि एकम् अस्ति तत्र अवशिष्टानां द्विशतं जनानां वासव्यवस्थां कल्पयितुं शक्नुमः अतः अपि च आहत्य वासव्यवस्थायाः कृते केवलं कति कति दिनानि भवितुम् इच्छन्ति दिनद्वयमेव तर्हि आहत्य एतावतां जनानां कृते प्रायः लक्षद्वयं भवति वासव्यवस्था केवलं भोजनस्य व्यवस्था तावत् भोजनम् उपाहारस्य एतदपि अन्तर्भाव्य षड्लक्षं यावत् भवति भोजनस्य व्यवस्था केवलम् अपि च इवेण्ट् प्लेनिङ्ग् नाम सहस्रजनाः सन्ति खलु डेकोरेशन् इत्यादिकम् अन्तर्भाव्य डेकोरेशन् केवलम् लक्षद्वयं भवति एवम् आहत्य सर्वमपि मिलित्वा इतोपि किञ्चित् योजयामश्चेत् पञ्चदशलक्षाणि भवन्ति अस्तु भवतां डीटेल्स् सर्वं दृष्ट्वा वयमपि तद् भवतां कृते यद्यदपेक्षितं कस्मिन् काले के के कुत्र कुत्र भवन्ति इत्यादि डिटेल्स् अपि वयमपि प्रेषयामः अस्तु धन्यवादः